प्रणामः विवाहादिकार्यक्रमेषु नृत्यं भवति वा तत्र कानि गीतानि इति विषयः सामान्यतः विवाहेषु नृत्यानि गीतानि भवन्ति तत् सर्वेषां मनोरञ्जकानि भवन्ति तत्तु सर्वेषां भागभागित्वमपि सम्यक् भवन्ति तत्र सामान्यतः विवाहेषु पूर्णम् अथवा एकं लघुशब्देन गीतं सर्वदा भवति तत्र एकं सामान्यतः प्रथक् नृत्यसङ्घः तत्र आगच्छन्ति तैः सह सर्वे किञ्चिद् नृत्याभ्यासः अपि कुर्वन्ति कदाचित् वरः वधू च नृत्यं कुर्वन्ति तत्र उत्तमगीतानि इत्युक्ते ये ये कुर्वन्ति तदनुसृत्य पृथक् भवन्ति केचन सामान्यसिनिमागानानि केचन भक्तिगानानि इदानीं कुत्रचित् अहं शिवदमिति एकं शिवताण्डवागीतं श्रुतम् अतः गीतानि बहवः सन्ति भिन्नभिन्न इच्छानुसारेण जनाः स्वीकुर्वन्ति नृत्येन गीतेन च सर्वेषाम् उन्मेशः भवन्ति सर्वेषामेकः आनन्दतरङ्गः नृत्यगीतैः भवन्ति विवाहादिमङ्गलकार्येषु अतः तद् तत्र अतीव प्रधानमस्ति तत्र नृत्यगीतानाम् विवाहादिमङ्गलेषु प्रधानं न विस्मर्तुं शक्नुमः सर्वे अपि तत्र भागभाग्भवन्ति धन्यवादः